आम् अहं फेसबुक् ट्विटर् इन्स्टाग्राम् इत्यादिनां सामाजिक माध्यमम् मञ्चस्य उपयोगम् कृतवान् तस्मिन् लघुचलच्चित्रं इत् इदानीं बहुत्र मीम्स् दृश्यते फ़नि मीम्स् इत्यादिकं आम् अहं तस् त्र पोस्ट् अपि कृतवान् संस्कृतसम्बद्धः विषयान् तत्र अहं बहून् पो पोस्ट् कृतवान् मम चित्रमपि तत्र पोस्ट् कृतवान् मम कार्यकलापः तत्र अहं पोस्ट् कृतवान् यतोऽहि इदानीं टेक्नोलजि युगः अहं वक्तुं शक्नोमि अतः तत्र प्रायः दिने घण्टाचतुष्टयं तत्र यापयामि